जि मम प्रदेशे अहं तमिल्नाडुमध्ये वसामि अत्र तु अहं चिन्तयामि पञ्चाशतं प्रतिशतं महिलाः स्वातन्त्र्यं प्राप्य जीवनं कुर्वन्ति इतोऽपि केचन एषां स्तरः तावत् उपरि स्तरः नास्ति किञ्चित् न्यूनाः भवन्ति ते किञ्चित् स्वातन्त्र्यम् अप्राप्य कष्टम् अनुभवन्ति कष्टं नास्ति इति अहं न वदामि तत्र तेषां गृहे इदानीम् अपि पुरुषः एव सिंहवत् व्यवहारं करोति किन्तु ये ये येषां गृहे अधिकतया शिक्षणं महिलाः प्राप्तवन्तः पुरुषाः अपि ज्येष्ठाः शिक्षणं प्राप्तवन्तः तेषां गृहे महिलाः किञ्चित् स्वातन्त्र्येन जीवनं कर्तुं शक्नुवन्ति किमपि विषयः भवतु कुटुम्बस्य विषयः तत्र तेषां भागं निश्चयेन भवन्ति तावत् तेषाम् न्यूनत्वं तत्र कृतं न भवन्ति उद्योगे इदानीं वेतनरूपेण अहं चिन्तयामि यदि एकः पुरुषः ऐ ए एस् आफ़ीसर् कलेक्टर् भवति तस्य वेतनापेक्षया महिलायाः वे वेतनं स्यालरि न्यूना भवति वा इति अहं न जानामि मया किं शृतम् तदेव अहं वदन्ती अस्मि ये ये कार्यकर्तारः किं वदामः मेस्त्री सर्वे ये गृहनिर्माणं कुर्वन्ति यदि पुरुषः मेस्त्री भवति यदि तस्य प्रतिदिनस्य वेतनं सहस्ररूप्यकाणि भवति समानकार्यं महिला करोति तस्याः वेतनं पञ्चशतंरूप्यकाणि एव भवति किन्तु तस्मिन् स्तरे एतादृशं भेदाः वयं द्रष्टुं शक्नुमः न तु ये ये किञ्चित् अधिकतया शिक्षणं प्राप्य तत्र तेषां चिन्तनमपि इदानीं किञ्चित् माडन् भवति तेषां गृहे महिलाः निश्चयेन स्वातन्त्र्यं प्राप्य सुखेन जीवन्ति इति मम अभिप्रायः अस्ति